आम् महोदय अत्रैव किञ्चित् अग्रे नयतु आम् आम् अत्रैव तत्र एकं मन्दिरं दृश्यते खलु तत्रैव स्थगयतु आम् अस्तु धनं किं धनं दातव्यं वा अथवा यू पी ऐ द्वारा प्रेषणीयं वा

आम् धनं नास्ति महोदय अहम् एतत् पे टी एम् द्वारा प्रेशयिष्यामि स्केनर् अस्ति वा आम् अस्तु क्षणम् एकं महोदय आम् धनं प्रेषितवति अहं प्राप्तं वा इति पश्यतु आम् धन्यवादः महोदय प्रयाणं सम्यक् आसीत् धन्यवादः अहं ताराश्रेणीम् अपि दास्यामि